भारतस्य वायुगुणव्यवस्थायाः विषये किञ्चित् वक्तव्यं इति चिन्तितम् अन्येषु देशेषु यथा क्वचित् वायौ औष्ण्यं दृश्यते क्वचित् वायौ शैत्यं अधिकं दृश्यते तथा भारते अपि वर्तते किन्तु अधिकत अधिकतया औष्ण्यं शैत्यं उभयमपि मिलित्वा बहुषु प्रदेशेषु वर्तते अपि च यदा दक्षिणभागं प्रविशामः तदा औष्ण्यं किञ्चित् अधिकमेव अनुभूयते उत्तरभागं यदा गच्छामः तत्र शैत्यं अधिकं अनुभूयते यतः दक्षिणभागे करावलीप्रदेशः अधिकः वर्तते उत्तरभागे तु हिमालयप्रदेशः अधिकः वर्तते यदा शैत्यं अधिकं भवति तदा अनेके क्लेशाः अनुभूयन्ते औष्ण्यमपि यदा अधिक अधिकं भवति तदापि अनेके क्लेशाः अनुभूयन्ते उभयमपि मिश्रं यदा भवति तदा जीवनं सुकरं भवति